मया तु लेखनात् वि विशिष्टां महत्तरां प्रक्रियां न इच्छामि ये च विषयाः अध्ययनात् मया प्राप्ताः सन्ति तान् अहम् अन्येभ्यः ज्ञापयितुम् इच्छामि मम लेखनस्य लक्ष्यं तावत् अधीतानां विषयाणां सम्यक्तया युक्तिपुरस्कारं प्रतिपादनम् ये च विषयाः क्लिष्टाः तान् अन्येभ्यः सरलतया प्रतिपादनं ज्ञापनं च अध्ययनं विना इदं साधयितुं नैव शक्यते अधीतविषयाः यदा लेखनता आप्नुवन्ति तर्हि तदा विषयस्य स्पष्टता सञ्जायते इति मम आशयः